मया सम्पादितेषु कार्येषु श्रेष्ठं कार्यं वर्तते तत्र काञ्चिकामकोटिपीठाधीषाणां निकटे कैङ्कर्यस्य अनुभवः कैङ्कर्यम् इत्युक्ते तत्र तेषां निकटे भूत्वा तेषां पूजार्थं तेषां सेवा क्रियते एवं तेषां विषये वा क्रियते यथा तेषाम् अनुकूलः भवति एवञ्च मम वंशे यथा मम पितृपितामहः भवन्ति ते तथा तेषां ममापि भवति चेत् बहु श्रेष्ठतमं मन्यते मया अर्थात् तत्र सभासु सभासु सभाचालनं सभासु व्याख्यानं व्याख्यानकरणम् इत्यादिकं तु श्रेष्ठतमं भवति परन्तु तत्र गर्वस्थानम् इति वक्तुं न शक्नुमः किमर्थम् इत्युक्ते गर्वः न आगन्तव्यः वस्तुतः अतः महान् सन्तोषः वर्तते